मया एकं पुस्तकं क्रीतं पूर्वमेव तस्य नाम अस्ति अनाहतः इति प्रायशः जनार्दनहेग्डेमहोदयेन संस्कृतेन लिखितमस्ति तत्र कथाः सन्ति एकमेवकथा न बहवः कथाः सम्पुटीरुप सम्पुटीकृत्य तत्र स्थापितम् सर्वे अपि तेनैव लिखितं सर्वाः अपि तत्र बहवः कथाः बाधाजनकाः तु सन्ति एव परम् अस्मिन् अस्माकं जीवने यादृशी या यादृशी स्थितिः स् अस्माभिः अस्माभिः दृ दृश्यते अस्माकं जीवने आगच्छति तेषां सर्वेषाम् उपरि कथाः बहू समीचीनतया लिखिताः तत्र युद्धः युद्धं वा प्रगल्भाः रूपेण वा किमपि न भवति सामान्यरचना एव अस्ति परम् तस्य मनसि एकं स्थानं स्वीकृतम् अतः बहु इच्छमि तं पुस्तकम् तद् तस्य उपरि मम बहु सकारात्मकं चिन्तनमेव वर्तते